महोदय मम पार्सल् नागतम् इदानीमेव न प्राप्तवानहं बहून दिनानि जातानि अष्टादशदिनाङ्के जातम् एवं मम पार्सल् अपि नागतं तद् फ़्लिप्कार्ट् तः अहं ओर्डर् कृतवान् आगतं वा पश्यतु न एकवारं आदर्शः अजयः तिवारि अहम् एकः शर्ट् ओर्डर् कृतवान् तत्र दा डिलिव्रि डेट् दशदिनाङ्कात् प्राग् एव लिखितम् अस्ति आसीत् तत्र परन्तु इदानीमपि ना प्राप्तवान् अहं किमर्थं किं जातं किमर्थम् एतावद् विलम्बेन आगता आगच्छति मम पार्सल् एवं कदा आगच्छति एवम् एवं प पुनः वदतु न दे दिनं दिनं वदतु कदा आगच्छति दिनं दिनाङ्के एवं निश्चितं वा एड्रेस् मम एड्रेस् अस्ति तद् कालि कविकुलगुरुः कालिदासः संस्कृतविश्वविद्यालयः राम्टेक् नाग्पुर् जनपदे महाराष्ट्रप्रदेशे इदम् इदानीमपि न प्राप्तवानहं न कृतवानहं पञ्चसहस्ररूप्यकाणि तद् बहूनि वस्त्राणि अन्यम् अन्यं वस्त्रम् अहम् ओर्डर् कृतवान् ना गुगल् पे ना फ़ोन्पे कृतवानहं न तद् केश् ओन् डिलिव्रि ओप्शन् आसीत् तत्र परम् अहं तद् न स्वीकृ कृतवान् ओल् अ तद् कार्ड् पेमेण्ट् अहं चूस् कृतवान् आम् प्रे पेमेण्ट् जातमस्ति उक्तवानहम् उक्तवानहम् अहं कार्ड् पेमेण्ट् कृतवान् न पुनः पश्यतु अहं कृतवानासीत् आसं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 एवं पुनः प पश्यतु महोदयः कदा आगच्छति आम् आं स्थापयामि धन्यवादः